अस्माकं ग्रामे गर्मः अधिकं जायमानमस्ति इति कारणतया केषां कृते चर्मरोगः इति अपि आगतमस्ति अनन्तरं तत्र स् चर्मोपरि उपरि स्फोटः अपि जायमनमस्ति अनन्तरं प्रमुखकारणं नाम जलस्य न्यूनता वर्तते इति कारणतया अयं वयमपि तत्र टेङ्क् मध्ये जलं यूस् कुर्वन्तः स्मः प्रथमतः वयमेव बाविमध्ये जलं स्वीकृत्य तत्र यूस् कुर्वन्तः स्म आसन् इदानीं टेङ्कर् मध्ये आहूय तत्र तत् तज्जलं वयं यूस् कुर्वन्तः स्मः अनन्तरं बहुजनानां कृते सम्यक्तया भोजनापि न लभ्यमानस्ति किमर्थं नाम ते किं स्थापितवन्तः ख्या तत् न वर्धयन्तः सन्ति किमर्थं तत् जलं नास्ति इति कारणात् एव तद्वर्धयन्तः न सन्ति सम् भोजनं अ सम्यक्तया लभ्यमानमस्ति अनन्तरं नैस् महान् रोगः नाम कोरोनाः वर्तते इदानीमेव आगत्य गतवन्तः तत् तत्समये तु अहं वयं तु बहु क्लिष्टः स्वीकृतवन्तः स्मः तत्र मम कृतेपि एकवारं कोरोना आगतमासीत् अनन्तरं मासत्रयम् अहं क्वारण्टैन् मध्ये आसन् तत्रापि व्यवस्था सम्यक् न आसीत् तत्र हि बहु क्लिष्टाः आसीत् मम जीवनं श्वासोछ्वासमध्ये क्लेशः आसीत् कफं सर्वं हेड् शिरोवेदना सर्वम् आसीत् मम कृते अपि तथा किञ्चित् अहम् इदानीं सम्यक्तया जातं जातम् जायम् सम्यक्तया जातमस्मि इदं अनन्तरं एतावदेव उक्त्वा अहं समापयामि